सर्वेषां मनसि संस्कृतभाषा इत्युक्ते देवतार्चनाय उपयुज्यमाना भाषा इति भावना अस्ति तस्य निवारणं कृत्वा संस्कृतं सम्भाषणयोग्यभाषा इति संस्कृताज्ञः दर्शयेयुः तदा एव तस्याः भाषायाः परिरक्षणं भवति प्रचारः अपि लभ्यते सर्वकारः एव किमपि करोति इति निरीक्षा त्यक्त्वा जनाः स्वयम् उत्तरदायित्त्वं स्वीकृत्य भाषा प्रचारः करणीयः यथा एषः भाषा सुन्दरी हृद्याः च अस्ति